विगतेषु वर्षेषु मनोरञ्जनस्य परिवर्तनम् एवं ज एवं जातम् इत्युक्ते बहु एव परिवर्तनम् अभवत् इदानीं पश्यन्तु छात्राः किं कुर्वन्ति पठनं बहु न कुर्वन्ति तेषाम् आकर्षणं कुत्र भवति इत्युक्ते मनोरञ्जनकार्यक्रमेव भवति इत्युक्ते चलचित्रं पश्यन् वा भवतु अथवा धारावाहि पश्यन् वा भवतु मोबैल्मध्ये एव इदानीं सर्वमपि मिलति यूट्यूब्मध्ये यूट्यूब् आन् कुर्वन्ति जङ्गमदूरवाणीं हस्ते गृहीत्वा तत्रैव उपविशन्ति किं किमपि पश्यन्ति तदेव मनोरञ्जनं तेषां कृते छात्राणां कृते तद् मनोरञ्जनं कति स्वीकरणीयं तावदेव न स्वीकुर्वन्ति वयं कदा लघ्वी आसन् तदा वयं कति मनोरञ्जनं करणीयं कति पठनीयम् एतत् सर्वं जानन्ति असन् पुनः वयम् अस्माकं मातुश्रीणां कृते तथा अस्माकम् आचार्याणां कृते बहु एव किम् एतद् ददन्ती आसन् वयम् रेस्पेक्ट् ददन्तः आसन् परन्तु इदानीं छात्राः कथं सन्ति इत्युक्ते ते न जानन्ति एव कथं सम्भाषणीयं गुरूणां साकम् आचार्याणां साकं मातुश्रीणां साकं सर्वं कथं सम्भाषणीयम् इत्येव न जानन्ति एकवचने अपि सम्भाषयन्ति एतत् सर्वं मनोरञ्जनस्य परिणामम् इत्येव भासते पूर्वं वयं सर्वेपि मिलित्वा अथवा सर्वाः अपि मिलित्वा एकत्र गायनं प्राक्टिस् कृत्वा गायन्त्यासन् सर्वाः अपि मिलित्वा सर्वेपि मिलित्वा पुनः सर्वेपि मिलित्वा नृत्यं कुर्वन्ती आसन् एवं सर्वं प्रचलति स्म चर्चा स्पर्धा कुर्वन्त्यासन् पुनः एवं बह्व्यः मिलित्वा कानिचन स्पर्धाणि कुर्वन्ति आसन् परन्तु इदानीम् एवं सर्वं नास्ति एव बह्व्यः मिलित्वा करणं बहु अपरूपं कुर्वन्ति परन्तु तावद् समीचीनतया एकं पश्यन्ति चेत् इतोप्येकं न भवति इतोपि एकस्मै पुनः इतोपि एकः न भवति एवं सर्वं कलहमपि भवति एतत् सर्वं किं कदारभ्य जङ्गमदूरवाणी आगता खलु तदारभ्य अपि एवमेव प्रचलति अस्ति जङ्गमदूरवाणी भवति चेत् अलम् तेषां किमपि मास्तु एव किमपि मास्तु भोजनमपि न कुर्वन्ति जङ्गमदूरवाणी हस्ते आसीत् चेत् भोजनं करणमपि विस्मरन्ति सर्वमपि विस्मरन्ति केवलं मनोरञ्जनं तावदेव कुर्वन्ति एवं बहु एव परिवर्तनं जातम्